वेदवाङ्मयं बहु विस्तृतमस्ति वे आदौ तु वेदस्य वेदे कोपि विभागः न आसीत् ऋग्वेदः यजुर्वेदः सामवेदः अथर्वेदः इति विभागः न आसीत् सम्पूर्णं वेदः एकः एकः एव वेदः आसीत् सम्पूर्णं वेदः आसीत् बादरायणः वेदं चतुर्धा विभक्तवान् तदर्थं तस्य व्यासः इति नाम आगतं व्यासः ऋग्वेदः यजुर्वेदः साम्वेदः अथर्व अथर्ववेदः इति चतुर्धा यज्ञोपयोगितया वेदं विभक्तवान् ऋग्वेदे छन्दोबद्धाः मन्त्राः आगच्छन्ति देवताप्रार्थनमन्त्राः सन्ति यजुर्वेदे यजुर्वेदन्तु अधिकतया गद्यरूपः गद्यरूपे अस्ति सामवेदन्तु ऋग्वेदस्य कानिचनमन्त्राः ऋग्वेदस्य मन्त्रः एव सामवेदे आगच्छन्ति तत्र सामवेदं तु गायनरूपतया भवति अथर्ववेदे अथर्ववेदे तु यज्ञसम्बद्धः कानिचनमन्त्राः मा कानिचनमन्त्राः सन्ति अत्र अथर्वेदे मारणं वशीकरणम् उच्चाटनम् आभिचारिकक्रियाः अधिकतया वर्णितमस्ति अथर्ववेदे अथर्ववेदः विंशतिविभागेन विभक्तः अस्ति तत्र विंशतिविभागः नाम विंशतिकाण्डाः चतुस्त्रिंशत् प्रपाठकाः शतम् एकं एकादश एकदशाधिकशतम् अनुवाकाः एकत्रिंशत् अधिकसप्तशतसूक्तानि सन्ति वेदस्य वेदाङ्गनि अपि वर्तते वेदाङ्गानि सन्ति शिक्षा व्याकरणं छन्दः निरुक्तं ज्यौतिषम् कल्पसूत्रम् तत्र कोशः कोशे एकं श्लोकमस्ति शिक्षाव्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः तत्र पाणिनिशिक्षायां वेदाङ्गस्य वर्णनमेवमस्ति छन्दः पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते ज्योतिषामयनं चक्षुः निरुक्तं श्रोतमुच्यते शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं व्याकरणं स्मृतं तस्मात् साङ्गमधीत्यैव ब्रह्मलोकं महीयते इति शिक्षा ग्रन्थे वेदस्य उच्चारणक्रमः उक्तमस्ति प्रत्येकं वेदस्य प्रत्येकं शिक्षा ग्रन्थः अस्ति छन्दः छन्दसः ज्ञानं विना वेदमन्त्राणां समीचीनमुच्चारणं कष्टं ऋग्वेदस्य सर्वे मन्त्राः छन्दोबद्धाः सन्ति तत्र छन्दसः ज्ञानम् आवश्यकं भवति तथैव निरुक्तम् निरुक्ते तु शब्दानां व्युत्पत्तिः दर्शितमस्ति यास्कमहर्षिना रचितमेकमात्रं निरुक्तम् उपलब्धम् अस्ति तत्र वेदस्य कठिनशब्दानाम् अनुक्रमेण विवेचनं कृतमस्ति व्याकरणम् वेदस्य अर्थज्ञान ज्ञानेन सह तस्य रक्षणं व्याकरणस्य मुख्यः उद्देशः ज्यौतिषम् तत्र वेदाङ्गे ज्योतिषः विशेषमहत्वमस्ति तत्र यज्ञप्रतिपादनं कदा तस्य करणीयं तस्य कस्मिन् काले कः कः यज्ञः होमः कर्तव्यः इत्यादिकं ज्योतिषे उक्तमस्ति कल्पसूत्रम् कल्पसूत्रे तु यज्ञयागादीनां कथं कर्तव्य् यज्ञयागादीनां निर्वहणं कथं कथं कर्तव्यम् इति विस्तृततया उक्तमस्ति एकेन पुरुषेण सर्वे वेदानाम् अधीतुं बहु कष्टं तत्र व्यासः एव अन्तिमः यतोहि यतो हि बहुविस्तृतमस्ति एकस्य शाखायाः अध्ययने एकस्य वेदस्य अध्ययने एव तस्य जीवनस्य बहवः भागः भागः व्यतीतं व्यतीतं भवति तादृशः समग्रवेदाध्येता इदानिं कोपि नास्ति